इदानीं प्रश्नम् अस्ति पाककाले केषां पात्राणां साधनाञ्च उपयोगं कुर्वन्ति इति इदानीं मध्याह्नसमये अस्ति भोजनसमये अस्ति अत्यन्त बुभुक्षा अपि अस्ति तत् समये एतत् विषयम् रुचिकरं भवति स्त्रीणां रुचिकरं भवति नि अहम् पाकसमये प्रेशर् कुक्कर् च उपयोगं करोमि कारणं गत्या पाकनं भवति तदनन्तरं इस्पातपात्रम् एव उपयुज्यामि सुलभ परिपालनं प्रक्षालनञ्च मृत्तिकापात्रम् दट् ईस् द टाक् आफ़् द डे नौ आरोग्याय आरोग्याय उत्तमम् अस्ति तत्कारणेन मृत्तिकापात्रम् उपयुज्यामि ग्यास् स्टौ सुलभतया उपलब्धम् अस्ति शीघ्रं पाकं कर्तुं शक्नुमः एवम् नो स्मोक् नो स्मेल्